हरिः ओम् हरिः ओम् हा आमां वयं द्वादशतमदिनाङ्के अयोध्यां गन्तुमिच्छामः यानमस्ति वा भवतां समीपे

वयं दशजनाः गच्छामः इति चिन्तयन्तः स्मः

टिटि सम्यक् भवति

न सद्यः अयोध्याम् इति चिन्तितवन्तः यदि इच्छामः तर्हि ततः एव कन्टिन्यू नाम अनुवर्तनं कर्तुं शक्नुमः वा अयोध्यां प्रति गन्तुं कियद् मूल्यं भवति इतः ओ हो हो आहत्य दश खलु एवमेव

एवम् एवं हा शक्यते सर्वविधव्यवस्था अस्ति चेत् वरं यतो हि वयोवृद्धाः बालाः अपि सन्ति अत्र अस्माभिस्सह हा अस्तु अस्तु तर्हि किञ्चित् डिस्कौन्ट् किमपि अस्ति चेत् सम्यग्भवति स्म पश्यति वा किञ्चित् अस्ति वा किमपि ओहो हो सम्यक् सम्यक् धन्यवादः तर्हि यदि अपेक्षते वयं तर्हि ततः कण्टिन्यू कृत्वा पुनः वयं धनं दातुं शक्नुमः खलु हा अस्तु

अस्तु अस्तु वयं प्राकृतिकसौन्दर्यं नाम समुद्रः वा भवतु पर्वतानां मध्ये मिलन्ति चेत् तत्सर्वं दृष्ट्वा एव गच्छामः इति चिन्तितवन्तः परन्तु तावान् समयः नास्ति खलु द्वाविंशतौ अस्माभिः तत्र भाव्यमस्ति अयोध्यानगरे

हा शक्यते शक्यते

हा शक्नुमः अवश्यं शक्नुमः तदेकवारं पृष्ट्वाहं पुनः दूरवाणीं करोमि हा धन्यवादः